संस्कृतभाषाभिज्ञः ये सन्ति ते ये संस्कृतभाषाणां न जानन्ति तेषां पुरतः कथं सम्भाषयितुं शक्यते अत्र यः इदानीं लोके व्यवहारः अस्ति व्यवहारः अस्मां ग्रामीणभाषायामेव भवन्ति परन्तु संस्कृतज्ञाः चेत् सः कन्नडभाषां वा अथवा अङ्ग्लभाषां वा अथवा अन्यभाषां सः न जनाति चेत् सः तेषां साकं संस्कृतेनैव सम्भाषयन्ति प्रायः संस्कृतज्ञाः ये जनाः सन्ति ते सुलभतया अन्यासु भाषासु सम्भाषणं कृत्त्वा इतः अन्यत्र गच्छन्ति नो चेत् तेषां संस्कृतं ज्ञापयितव्यम् इति तेषां मनसि अस्ति चेत् ते सम्बा संस्कृतेनैव सम्भाषयन्ति संस्कृतेन सम्भाषयित्त्वा किञ्चित् किञ्चित् तेषां ज्ञानाबिवृ वृद्धये ज्ञानाभिवृद्ध्यर्थं प्रयत्नं कुर्वन्ति